मम प्रियं पुस्तकम् इत्युक्ते बाल्यकाले एव पुस्तकपठनं बहु अधिकम् आसीत् तत्रापि निरन्तरं प्रतिमासं प्रतीक्षां कृत्वा पुस्तकं प्राप्य प्रथमः पुटतः अन्तिमपुटपर्यन्तम् समाप्य समापनं कृतवती इति एकमेव पुस्तकम् आसीत् चन्दमामा अहं तेलुगुभाषां जानामि अतः तेलुगुभाषायां चन्दमामा इति पुस्तकम् आगच्छति तत् पुस्तकम् अहं स्वीकृत्य पठामि स्म तत्र लघुः लघुः कथाः भवन्ति एकं पुटमात्रं कथाः भवन्ति तन्निमित्तं कथां कथाः पठितुम् अधिकं विषयज्ञानम् अपेक्षितं न भवति अक्षरं ज्ञानं किञ्चित् भाषाज्ञानम् आवश्यकम् तत्र लघुः कथाः नीतियुक्ताः भवन्ति अतः अहं लघुकथां कथाः पठितुं बहु इच्छामि अनन्तरं महाराजानां सांस्कृतिककथाः विक्रमादित्यः इति कथाः आगच्छन्ति तत्र विक्रमादित्यकथानां सरणिः आगच्छति प्रत्येकं पुस्तके एका लघुः कथा भवति तस्य अनुवर्तनम् अग्रिम सञ्चिकायां भवति तादृशकथाः अपि बहु भावपूर्वककथाः भवति वेतालस्य कथाः सर्वं पठामः बाल्यकाले बहु भीतिः अपि आगच्छति लघुः स्पन्दनं हृदये भवति डडड् डडड् डडड् इति तथापि पठितव्यम् इति एका इच्छा तत्र किं भवति अग्रे किं भवति इति जिज्ञासा कारयति तत्र तस्मिन् पुस्तके चित्राणि बहु रञ्जकं भवति यथा एकैका कथा भवति तस्याः विवरणसहितम् एकं लघुः चित्रं वर्णयुक्तचित्रं भवति चित्रं दृष्ट्वा एव किञ्चित् कथायाः अवगमनम् अपि कर्तुं शक्नुमः भवति सदृशं चित्रं भवति तदपेक्षया इतोऽपि यथा कत् कथाः महाराजानां कथाः अनन्तरं भोजराजस्य कथाः रामायण संबन्धितकथाः अनन्तरं यत् रामायणं महाभारतं मात्रं न व्यवहारिककथाः अपि तस्मिन् पुस्तकेषु तस् तेषु पुस्तकेषु भवन्ति भवन्ति मुख्यतया एका लघुकथा मम जीवने न विस्मरामि अपि इदानीमपि स्मरामि एकः महाराजः भवति तस्य सप्तपुत्राः भवन्ति महाराजः पुत्रान् आहूयति भवन्तः गत्वा एकेकं मीनम् आनयतु आतपे स्थापयतु सायङ्कालपूर्वं ततः सः मीनः शुष्कः भवतु भवतु इति वदति सप्तपुत्राः समुद्रतीरं गत्वा मीनान् आनयन्ति एकेकः एकैकत्र शुष्कयति सायङ्काले महाराजः आगच्छति सप्त मीनेषु एकः मीनः शुष्कः न भवति महाराजः तं तर्जयति तं पुत्रं तर्जयति मूर्खः भवतः मीनः शुष्कः न भवति इति सः पुत्रः वदति मम दोषः नास्ति अत्र मीनस्य एव इति वदति मीनं पृच्छति मीनः वदति मम दोषः नास्ति अत्र तृणराशिः तिष्ठति तृणराशिः वदति मम दोषः नास्ति धेनुः मां न खादितवती इति धेनुः वदति गोपालः न त्यक्तवान् अतः अहं कथं खादामि बुभुक्षिता अस्मि तथापि बन्धिता अपि अस्मि इति कारणेन तृणं न खादितवती तदा गोपालं सः युवराजः पृच्छति सः वदति मम पत्नी पीडयती आसीत् आदिनम् आगच्छतु आगच्छतु इति आह्वयती आसीत् बहु भ्रमः जातः अतः एव धेनुं न मोचितवान् इति वदति अनन्तरं युवराजः गोपालस्य पत्न्याः समीपं गत्वा पृच्छति भवत्याः कारणेन गोपालः कार्यं न कृतवान् धेनुः बुभुक्षिता अस्ति स्तृणराशिः एवमेव तिष्ठति तेन कारणेन मम मत्स्यः शुष्कः न जातः पिता मां मूर्खः इति वदति इति तदा सा वदति मम पुत्री रुदती अस्ति अतः अहं मम पतिम् आहूतवती इति अस्तु सः महाराजः सः युवराजः पुत्र्याः समीपं गच्छति सा वदति पिपीलिकादंशनं कृतवती बहु वेदना आसीत् अतः एव अहम् रोदनं कृतवती इति वदति सः युवकः पिपीलिका युवराजः पिपीलिकायाः समीपं गत्वा पृच्छति भवत्याः कारणेन एव शिशुः रोदनं कृतवती मातापिता कारणं न कार्यं न कृतवन्तौ तेन कारणेन धेनुः बुभुक्षिता अस्ति तृणराशिः एवमेव तिष्ठति मीनः शुष्कः न जातः पिता मां मूर्खः इति वदति इति पिपीलिका वदति सा शिशुः मम गृहं प्रति आगत्य हस्तम् अङ्गुलिं प्रसारं कृतवती अतः एव अहं दंशनं रक्षणार्थं प्राणरक्षणार्थं दंशनं कृतवती इति वदति एतां कथाम् इदानीमपि अहं स्मरामि चन्दमामा पुस्तके आसीत् महाराजः सप्तमीनाः इति कथायाः नाम आसीत् इदानीमपि अहं स्मरामि दोषम् अस्ति चेत् स्वस्य दोषः स्वदोषम् अवगच्छामः अन्येषाम् उपरि न स्थापयामः इति एतादृशान् लघुः लघुः विषयान् वयं पुस्तकपठनेन प्राप्तुं शक्नुमः नीतिकथाः चन्दमामापुस्तके बहु लघुकथाः भवन्ति मनोरञ्जनं भवति ज्ञानवर्धनार्थं प्रयोजनं भवति अतः अहम् इदानीमपि स चन्दमामा पुस्तकं पठामि संस्कृते पठन्ति अस्मि पुरातनपुस्तकानि सङ्गृह्य प्रतिदिनम् एकां कथां वा पठित्वा एव निद्रां करोमि तेन मम भाषावर्धनमपि अस्ति पूर्वमेव कथां जानामि इति कारणेन सुलभतया शीघ्रतया अपि पठितुं शक्नोमि इदानीं ज्येष्ठानां कृते मुख्यतया व वयसि वृद्धाः सन्ति तेषां कृते पुस्तकपठनं बहु उत्तमं भवति तेषाम् स्मरणशक्तिम् अधिकं कर्तुं वा स्मरणशक्तिः स्थिरं भवितुं वा पुस्तकपठनम् उपयोगं भवति अतः वयं सर्वे अपि यथाशक्तिः प्रतिदिनं एकां कथां वा एकपुटं व्यासं वा पठित्वा निद्रां कुर्मः विषयसहितं भवति चेत् उत्तमं भवति अतः अहं निरन्तरं पठामि इतोऽपि पठामि अधिकमपि पठामि चन्दमामा मम प्रियपुस्तकम् अस्ति